अहं गतसप्ताहे एक स्वर्णकङ्कणं स्व् क्री क्री क्रीणीतम् क्रीतवती तत् बहु सुन्दरम् अस्ति तत् विज्ञासमपि बहु स सुन्दरमस्ति एतत् कङ्कणं जले स्थापयित्वा स स्व स्थापयित्वा अपि वर्णः न गमिष्यति इति भीतिः न भवति अहं बहु सन्तुष्टा अस्मि